हरिः ओं मातः कथमस्ति भवती

गृहे एव अस्मि भवती भवा वदतु किं वक्तव्यम्

आम् आम् तत् अतः पूर्वं हा

शक्नुमः तद् तदर्थम् अस्माभिः प्रचारः करणीयः किल जनानां मनसि तद्विषये का रुचिः अस्ति वा नास्ति वा तद् विषये गृहे गृहे गत्वा एव वयं प्रष्टुं शक्नुमः आं गृहसम्पर्कम् अनिवार्यं वा नो चेत् किमपि मुद्रणं कृत्वा गृहे गृहे स्थापयामः वा पूर्वम् एकवारं वयं तावत् कृतवन्तः तदा हा भवत्याः समया समयानुचितं गच्छामः ता मा मध्याह्न मध्याह्ने अस्माकं कार्यं समाप्य गृहकार्यमस्ति किल तत् समाप्य द्विवादने द्विवादनतः पञ्चवादनं त पर्यन्तम् आं कुर्मः अतः तावत् द्वित्रिदिनानि कुर्मः चेत् सर्वेषां सम्पर्कः भवितुमर्हति इति मन्ये

मम अहम् अत्र गत आ पञ्चविंशतिवर्षतः अस्मि अतः तत्र तेषां सर्वेषां सम्पर्कं कर्तुं शक्नोमि अहं सर्वान् जानामि

ताव् तत् ततव अस्माभिः तान् पृष्ट्वा एव तेषां सम समयसौकर्यं कथं भविष्यति तत् पृष्ट्वा एव निश्चयं करणीयं भवेत् सम्पर्कं सम्पर्कं कुर्मः किल तदा तद्विषये अपि वयं पृच्छामः तान् हा हा हा तत् तत्सर्वे इच्छन्ति हा हा आम् आम् आम् आम् आम् आम्

न न हा बालकाः महिलाः ज्येष्ठाः सर्वे सन्ति आं शक्नुमः कर् कर्तुं शक्नोमि तदा किं करणीयं तद्विषये किञ्चित् मार्गदर्शनम् आवश्यकम् मम कृते आम् आम् आम्

आम् आम् आम् आम् आम् आम् आम् आम् आं जानामि तदा वयं बालानां कृते पाठयितुं शक्नुमः प्रथमं तान् वक् उक्त्वा अनुवर्तनं तस्य अनुवर्तनं

अस्तु

अस्तु अस्तु न प्रायः अस्माभिः दश दिनम् एव शिबिरस्य आय आल आय आयोजनं कुर्वन् संस्कृतभारती करोति किल तावदेव दशदिनार्थं वयं कुर्मः सप्तदिनं तु तं विषयः बिन्दवः अधिकाः सन्ति अतः प्रतिदिनं घण्टाद्वयमेव वयं शिबिरं चालयितुं शक्नुमः किल अतः समयस्य आयोजनं कृत्वा सप्तदिनात् तां तत् पूरयितुं शक्नुमः अपि तु किञ्चित् कष्टकरमेव

दश्ना हा तदा पश्यामः संस्कृतस्य अभिरुचिः यस्य अस्ति तस्य आम् अन्वेषणं करिष्यामि अन्वेषणं कृत्वा भवतीं वदामि वीथ्यां न सन्ति अपि तु विद्यालये ये पाठयन्ति किल तेषां किञ्चित् मम सम्पर्कः अस्ति तान् पृष्ट्वा अहं भवतीं वदामि

आम् आम् आह्वातुं शक्नुमः तत् किं नाम उक्तवती भवती अरुणः एकः हा एकवारं दृष्टवती इति मन्ये इदानीम् अहम् अधिकसमयं मम कार्यालयं न आगमिष्यति किल अतः सर्वेषां परिचयः मम नास्ति

हा ये ये शिबिरार्थम् आगमिष्यन्ति तेषां ता तान् मार्गदर्शनं कृत्वा वयं तस्य आयोजनं कर्तुं शक्नुमः

आम् आं पूजापि भारतीपूजा तत्र भविष्यति अतः तदा मा के के किम् आनेतुं शक्नुवन्ति तेषां या इच्छा कथमस्ति तत् वयं पश्यामः अनन्तरं पूजा कृते हा वदतु एकैकम् एकैकं छात्रान् उमा उक्त्वा तैः एव आनायामः आनयसि आनयसि आनयति यदा वयं वदामः तदा ते उत्साहेन आनयन्ति

अस्माकम् म म भारतमातुः चित्रं पुष्पाणि एकं तैलदीपम् अनन्तरं फलं किमपि तावदेव हा न न छात्रैः एव सर्वं सर्वं छात्रैः एव तेषां कृते वयं मार्गदर्शनं कुर्मः

हा हा तदर् तदर्थमेव मार्गदर्शनं कृत्वा स्वस्वभाषया संस्कृतभाषेन अनुवादं कुर्वन्तु इत्थं संस्कृतभाषया वक्तव्यम् इति तान् वा अस्माभिः वक्तव्यम्

शतं जनाः भवेयुः केचन कति जनाः आगन्तुं शक्नुवन्ति अहं न जानामि सं सम्पर्कं कृत्वा एव तस्य आयोजनं करणीयम् अस्तु अस्तु अस्तु आम् आम् आम् पुनर्मिलामः धन्यवादः